हरिः ओम् इदानीम् अहम् एकं काचपात्रम् आर्डर् कृतवती किन्तु तस्य पाकिङ्ग् सम्यक् नास्ति तत् भग्नम् अभवत् अतः अहं तत् न स्वीकरोमि इदानीम् अहं तत् न स्वीकरोमि तद् भग्नम् अभवत् अतः भवान् अहं पुनः तत् प्रेषयिष्यामि भवान् तत् स्वीकृत्य मम धनम् अपि प्रतिददातु अहं धनं स्वीकर्तुम् एव इच्छामि यत् अहं तस्य कृते धनं भवतः कृते धनं दत्तवती तत् मम कृते पुनः प्रेषयतु अहम् एतत् स्वीकर्तुं न इच्छामि एतत् प्राडक्ट् स्वीकर्तुं काचपात्रं स्वीकर्तुं न इच्छामि भग्नम् अभवत् इति कारणेन अहं न स्वीकरोमि अतः मम धनम् प्रत्यर्पयतु